देवविशेषस्य देवताविशेषस्य वा प्राक् प्रसादार्थं पूजायाः आरम्भः भवति येन देवता येन देवदेवतानां पूजनेन प्रीतिः भवेयु तस्य तस्य तस्य आशीर्वादं च प्राप्नुवन्तु मनुष्याणां कामसिद्धिः क्लेशनिवृत्तिः विवाहः मानवः आदरवर्धनं धनम् अन्यकामानां च पूर्तिः एतदर्थं देवदेवतान् पुज्यन्ते प्राचीनराजानः तस्य तस्य साम्राज्यस्य विस्तारार्थम् अश्वमेधयज्ञं कृतः उदाहरणार्थं राजा दशरथः हिन्दुधर्ममध्ये हिन्दुधर्मध्ये सन्ध्याकर्मस्य विशेषं स्थानं वर्तते यतः एतेन मानवस्य मानसिकशुद्धिः भवति वैज्ञानिकदृष्ट्या सन्ध्यायाः अभिन्नः भागः प्राणायामः अनेकेषां रोगाणां चिकित्सां करोति अस्मिन् समग्रे जगति स्वकर्म विचलितानां द्विजनानां सन्ध्यायाः आवश्यकता वर्तते हिन्दुधर्ममध्ये सन्ध्या कर्मक्रिया आवश्यकम् आसीत्